शालासु इतिहास इत्युक्ते तत् अस्माकम् पूर्वं यद् अद् जातम् अस्माकम् इतिहास् किं जातं किमर्थं जातं कथं जातं तत् अस्माकं ज्ञायते इतोऽपि अस्माकम् इतिहासतः अस्माकं किं करणीयं किं न करणीयम् इति वयं सर्वे ज्ञातुं शक्नुमः इतिहासः इति शालासु किमर्थम् इत्युक्ते अस्माकं ये जनाः सन्ति नूतनः पीडि वा नूतनः जनरेशन् इत्युक्ते तेषामपि अग्रे किं करणीयं कथं करणीयम् अस्माकं पूर्वजः कथम् आसीत् तेषां कार्यं किं किम् इतोपि तस्य प्रतिष्ठा कर्तव्यं एतत् सर्वं ज्ञातुम् इतिहासः आवश्यकमस्ति इतोऽपि मौखिकरूपेण इतिहासमध्ये वयं सर्वे कुटुम्ब रूपेण मातुलः उक्तवान् वा पिता उक्तवान् इति अन्यान्यः ये जनाः सन्ति तेषां वक्तुं कारणात् अस्माकम् इतिहासः किम् आसीत् विक्रमादित्यः वा इत्यपि अन्यान्यः येषामस्ति पराक्रमः अस्माकं यदस्ति हिन्दूनां तेषां स्मरणम् इतिहासमाध्यमेन भवति तदर्थं मौखिकरूपेण इतोपि इतिहासपाठ्यशालामाध्यमेनैव अपि द्वयमपि महत्त्वपूर्णम् अस्ति तदर्थम् इतिहासः इत्युक्ते कदापि न डिमोलिश् वा नष्टं न भवति तद् महत्त्वपूर्णमस्ति